सम्बल्पुरिप्रदेशे ये जनाः निवसन्ति ते विवाहकाले सम्बल्पुरि नृर्त्यं कुर्वन्ति इतोऽपि चलच्चित्र अम् गित् नृत्यं ते एव नृत्यं कुर्वन्ति तथा नृत्यं करणे उत्तमगीतानि नमानि यथा मेरि फोटो को सिनेसे यार् फेविकल् से नागिनि मेरि यार्का शादि हे बोले चुडिया बोले कङ्गाना इत्यादि सन्ति